मम तु कन्टेन्टेड् लैफ़् इति वदन्ति खलु एवमेव एतावत् पर्यन्तम् अहं सङ्गीतं शिक्षितवती सङ्गीतपाठनं बोधितवती तद् किञ्चित् शुल्कं स्वीकृत्य कृतवती परन्तु इतःपरं सङ्गीतं यदा पाठयामि निश्शुल्कं पाठयितुम् इच्छामि

स संस्कृतमपि पाठयन् पाठयितुम् इच्छामि सङ्गीतमपि पाठयितुम् इच्छामि तदेव तदेव भवतु इति यथा श्रीकृष्णः वदति योगक्षेमं वहाम्यहम् इति तदा अस्माकं जीवनम् एवं भवतु इति चिन्तयामि भगवत् चिन्तने एव भवतु इति इच्छा